मयि संस्कृतभाषायां बहु अभिमानम् अस्ति किमर्थम् इत्युक्ते संस्कृतभाषा देवभाषा एवम् अतीवप्राचीनभाषा अस्ति अस्मात् अस्मिन् अस्यां भाषायां किमपि दोषाः अथवा अशुद्धशब्दाः अपवादशब्दाः न भवन्ति इति कारणात् एवं संस्कृतभाषायां मम इष्टतमश्लोकः भवति अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणं श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् इति अयं श्लोकः श्रीमहापेरिवा श्री श्री श्रीचन्द्रशेकरेन्द्रसरस्वती महास्वामिनः उपरि लिखितम् अस्ति अयं श्लोकः वर्णयति महापेरिवा कति अपारकरणादृष्टिः अस्ति महापेरिवा एवं तेषां ज्ञानं कियत् अस्ति इति वर्णयति इयं भवति अयं श्लोकः भवति मम इष्टतम श्लोकः एवम् इतोऽपि श्लोकः अस्ति एकं तत् भवति देवे देहे च देशे च भक्त्यारोग्यसुखप्रदम् बुधपामरसेव्यं तं श्रीजयेन्द्रं नमाम्यहम् इति इदं श्लोकं तु श्री जयेन्द्रसरस्वती स्वामिनः उपरि लिखितमस्ति कञ्ची कामकोटि पीठस्य सिक्स्टि नैन्त् पीठाधिपति आसम् तेषाम् उपरि लिखितं श्लोकम् अस्ति अयम् अयमपि मम इष्टश्लोकः भवति